आम् इदानीं मम झोमेटो कार्ड् मध्ये कानिचन भक्षणानि कानिचन भक्षणपदार्थानि ओर्डर् कृतानि तत्सर्वं निष्कासयतु पुनः इदानीं दोशा इड्लि साम्बार् इति त्रयं तत्र सं संजो संयोजयतु पुनः चायां च संयोजय